अधुनाकाले परिस्थिति नवीनीकरणम् अधिकतया भवति एतत् सर्वस्य परिमितफलम् अथवा परिस्थितिः मलिनीकरणकारणेन अन्तरीक्षस्य उष्णम् अतितीव्रतया वर्धयति कालवृष्टिः भवति अतिवृष्ट्यनावृष्टिः एतत् सर्वं भवति अनेकविधप्रश्नाः सर्वे सर्वे अस्ति सर्वविध स्थले अथवा सर्वदेशे अनेकविधप्रश्नाः अस्ति एतत् सर्वस्य कारणं मनुष्यस्य नीचप्रवृत्तिः भवति अनेकविधजनाः अनेकाः जनाः प्लास्टिक् इत्यादि मालिन्यानि नद्यां प्रक्षालयन्ति इत् इतः ततः अथवा सर्वत्र सर्वत्र प्रक्षालयन्ति तत् कारणेन नद्यां जलं मलिनीकरणं करो भवति जलमपि किञ्चिद् अस्ति अधुना काले जलमपि किञ्चिद् अस्ति तत्सर्वस्य परिहारमपि अस्ति एकं परिहारं भवति वनस्पतीनां वर्धनम् अस्माकं लोके लोके जून् मासस्य पञ्चमदिवसं परिस्थितिदिने दिनम् आचरति जून् पञ्चमदिनं भवति जून् मासस्य पञ्चमदिनं भवति परिस्थितिदिनं तद्दिने सर्वविद्यालये अथवा विद्यालये गवण्मेण्ट् कार्यालयेषु वृक्षस्य वृक्षं सर्वत्र ददाति वृक्षं सर्वत्र ददाति तत्सर्वम् तत्सर्वं छात्राः तस्य छात्राः तेषु गृहे तेषु विद्यालयस्य समीपे पोषणं कुर्मः एतत् भवति परिस्थितिः नवीनीकरणस्य एकः उपायः अथवा एकः परिहारः परिहारः एतत् सर्वम् अद्य अथवा सर्वत्र समये करणीयं वनस्पतीनां वर्धनं सर्वसमये करणीयम् गृहस्य समीपे विद्यालयस्य समीपे मार्गमध्यस्य मार्गस्य समीपे अपि वनस्पतीनां वर्धनं करणीयम्